वर्तमानपरिदृश्ये विज्ञापनस्य अधिकजनान् प्राप्तुं सोपानाः सन्ति कस्यापि एकस्य विज्ञापनस्य विषये वक्तुं शक्नोषि यत् तव कृते अतीव सृजनात्मकं प्रभावशाली च आसीत्